मया प्रथमं छायाचित्रं मदीयमेव गृहीतम् चलदूरभाषाद्वारा विंशति वयसि वर्षे स्मार्ट् फ़ोन् इत्यस्य प्रथमवारं परिचयं मया तदा कृतं नूतनयन्त्रद्वारेण सेल्फ़ि विधिना मया तच्चित्रं गृहीतं केमेरा गुणवत्ता परीक्षणाय तत्र वैशिष्ट्यमिदमासीत् यत् बेक्ग्रौण्ड् ब्लर् इति कृत्वा मया तच्चित्रम् आकर्षतम्